उत्तरभारतं तथा दक्षिणभारतञ्च सः सांस्कृतिकरूपेण केषु विषयेषु भिद्यते इति पृष्टः बहुषु विषयेषु अस्य व्यत्यासः द्रष्टुं द्रष्टुं शक्यते यथा भाषा वा भवतु आहारः वस्त्राणि वायुगुणः राजनीतिः शिक्षणं भूगुणः इत्यादि बहुषु विषयेषु उत्तरभारतं तथा दक्षिणभारतं बहुषु विषयेषु भिद्यते यथा भाषा तत्र तु अधिकाधिकतया हिन्दिभाषा एव दृश्यते किन्तु दक्षिणभारते नाम उत्तरभारते हिन्दिभाषा दृश्यते दक्षिणभारते तु तावत् कन्नडं व हि तमिळ् पुनः तेलुगु इति भाषाः दृश्यन्ते हिन्दीभाषापि दृश्यते किन्तु तत्र यावद्दृश्यते तावत् अत्र न भवति पुनः आहारविषयेषु अपि तावदेव तत्र आलुकम् इत्यादिकं बहु खादन्ति अत्र तु तावत् सस्यानि इत्युक्तौ हरीतकानि इत्यादीनि कादन्ति पुनः मुद्दे इति विशेषणं पुनः रो रोटिका इति सर्वं तत्र बहु एव भवति वस्त्राण्यपि तावदेव तत्र तत्रापि उत्तरभारते अन्यरीत्या वस्त्राणि धरन्ति अत्र अस्माकं दक्षिणभारतेऽपि किं तद् स्यारी इत्युच्यते शाटिका शाटिकां धरन्ति एवं वायुगुणः अपि तावदेव तत्र किञ्चिद् अधिकाधिकतया वृष्टिरागमनं तत्सर्वम् अधिकाधिकतया भवति उत्तरभारते किन्तु दक्षिणभारते तथा किमपि नास्ति सर्वमपि समदृष्ट्या नाम समतोलनं समवातावरणम् इति द्र वक्तुं शक्यते राजनीतिरपि तावदेव तत्र भिन्ना भवति अत्रापि भिन्ना एव भवति शिक्षणमपि तावदेव तत्रापि तत्र गुरुकुलशिक्षणं किञ्चिद् न्यूनमेव भवति इति भाति अस्माकं दक्षिणभारतेऽपि गुरुकुल शिक्षणं भवति भूगुणः अपि तावदेव तत्र तु बहु आतपः भवति अत्र तावत् आतपः अपि भवति सर्वमपि समशीतोष्णः वृ समशीतोष्णः समशीतोष्णः शीतोष्णः भवति इति वक्तुं शक्यते एवं बहुषु विषयेषु उत्तरभारतं दक्षिणभारते भारतेषु भिद्यते इति वक्तुं शक्यते